अधुना सं सङ्गणकयन्त्रस्य महत्वम् अपि च दूरवाण्याः आवश्यकता सर्वे जानन्ति एव कदाचित् बन्धुजनैः वा मित्रैः सह सम्भाषयामि तदा सङ्गणकक्षेत्रे विद्यमानान् विषयान् स्वीकृत्य चर्चां करोमि देशे विदेशेषु बहवः विद्यालयाः सन्ति महाविद्यालयाः अपि सन्ति तत्र प्रवेशं प्राप्तुं प्रभूतं धनम् आवश्यकम् अत्र भारतेऽपि केचन विद्यालयाः अधिकं धनं स्वीकुर्वन्ति प्रवेशार्थम् तद् तथैव परिश्रमः अपि आवश्यकः अत्र भारते प्रौद्योगिकीसंस्थायाः शाखाः प्रसिद्धाः सन्ति आभारते तेषु विद्यालयेषु ये पठन्ति ते उन्नतोद्योगं प्राप्नुवन्ति इति जनानां विश्वासः अस्ति